नमस्कारः नमस्ते हा अस्ति हा अस्ति

केक् वा लड्डुकः

टु के जि लड्डुकाः फ़्लेवर् फ़्लेवर् अस्तु

ई तत् आम् तत्र उपरि डिसैन् कोपि अस्ति आवश्यकं वा लड्डुकः आवश्यकम् अथवा केक् आवश्यकम् अ द्वयोः आवश्यकं भो आम् अस्तु अनन्तरं किमपि आवश्यकं भो तत् केक्मध्ये उप डिसैन् लेखनीयं वा हा बट् नाम किम्

हा विशस् किमपि लेखनीयं वा आ आम् अस्तु केक् समयं कदा आगच्छति कालकाले अस्ति वा

हा दशवादनम् एवं वा आम् अस्तु श्वः आगमिष्यति आम् अस्तु

अस्तु आम् अस्तु आ अस्तु रामराम धन्यवादः